कतिपयेषु क्षेत्रेषु पशूनां चरणाय हरित अङ्गणानि उपलभ्यन्ते तथापि एतत् महत्त्वपूर्णं यत् एतादृशानाम् स्थानानाम् उपलब्धिता प्रदेशानुसारं भिन्ना भवितुम् अर्हति पशूनां प्रतिकूलप्रभावस्य विषये तु प्रचण्डवायुः अत्यन्तवायुस्थितिः इत्यादयः मौशमविकाराः खलु तेषु प्रभावं कर्तुं शक्नूवन्ति तदतिरिक्तं प्लाश्टिक् प्रदूषणं जलप्रदूषणं जलस्रोतानां वायुप्रदूषणम् अभावः च तेषां कल्याणं नकरान्तक् रूपेण प्रभावितुं कर्तुं शक्नोति अस्माकं पर्यावरणस्य क्षयाणां पशूनां कल्याणं च सुनिश्चित्य पदानि ग्रहीतुम् अस्माकं कृते महत्त्वपूर्णम् अस्ति अहं किं करोमि सर् प्लास्टिक् यूस् प्रयोगं न करोमि न करोति सर्वेषां तर् तर्हि करोति परन्तु भवान् सर्वे रिस्टार्ट् करोतु भवान् रिसेट् करोति